ओणं सर्वदा एकं धार्मिकोत्सवस्य उदाहरणं भवति धार्मिकोत्सवस्य आचरणार्थं सर्वधा जनान् एकत्र आनयति उत्सवः भूलोकं प्रति महाबलिनः आगमनं निमित्तीकृत्य आचर्यते ओणं पर्वकाले महाबलिनः तदा तं पातालं प्रति प्रेषितवतः वामनस्य च पूजा क्रियते चतस्रः आकारके मृत्पिण्डे महाबलिनः विष्णोः च आवाहनं कृत्वा पुष्पादिभिः अलङ्कृत्य पूजा क्रियते प्राचीनकाले वामनस्य पूजनं न आसीत् ओणकाले महाबलिः दशदिनाभ्यन्तरे प्रतिगृहम् आगत्य योगक्षेमादिकं परिशीलयति इति केरळीयाः भावयन्ति अतः ते तस्य स्वागतार्थं विशेषव्यवस्थां कुर्वन्ति तदेव ओ ओणम् इति धार्मिकोत्सवः तदवसरे सर्वेषां गृहे सर्वे बान्धवाः आगच्छति सर्वे एकत्र मीलति च प्रतिगृहं स्वच् स्वच्छीक्रियते अलङ्क्रियते अपि च उशसी एव देहळ्याः पुरतः पर्णपुष्पवर्णचूर्णादिभिः आकर्षतया रङ्गवल्ली विरच्यते पुष्पाकारकः ताः पूक्कळम् इति मलयाळ भाषायां निर्दिश्यते जनाः नूतनानि वस्त्राणि धृत्वा परस्परम् उपायनानि यच्छन्ति नृत्यादिभिः चक्रवर्तिनः स्वागतं कुर्वन्ति दशदिनात्मके एतस्मिन् उल्सवकाले रुचिकराणि खाद्यानि सज्जी क्रियन्ते ओणं सम्बन्धं कैकुट्टिक्ळी अपि कैगुट्टिकलळि इति नाम्ना के कैरळ्ळि कला अपि अवलम्ब्य महिळाः नृत्यन्ति एवमेवम् ओणस्य अवसरे सर्वे बान्धवाः एकत्र मिलति सर्वे साकम् आकृष्यते च